टिकेट् टिकेट् टिकेट् कुत्र गन्तव्यं कुत्र गन्तव्यं टिकेट् टिकेट् अग्रे सरतु कुत्र गन्तव्यं कुत्र गन्तव्यं वदतु मुम्बै वा भवती कदा गन्तव्यं मुम्बै बोर्ड् न दृष्टवती वा एतत् चालकः चेन्नै न न न एतत् चालकं बोम्बै न गच्छति एतत् चन्नै गच्छति भवती न दृष्टवती वा भवती मुम्बै गच्छति परन्तु चालकं न गच्छति खलु भवती नदृश्यते वा बोर्ड् न दृष्टवती वा तथा आरोहितवती वा इदानीं कदा पश्यति इदानीं बस् चलन्नस्ति खलु तत् अहं करोमि परन्तु भवती किं करणीयं इदानीं अहं एकवारं समीपे अन्यस्थले एकवारं बस् स्थगयित्वा भवती अन्य एक बस् आगच्छति तत् प्राप्यते तत् स्वीकृत्य बोम्बे गन्तुं शक्यते परन्तु इदानीं कदापि बस् आरोहणं करोति चेत् एकवारं बोर्ड् पश्यतु कुत्र गच्छति इति ज्ञात्वा एव बस् आरोहणं करणीयं अस्तु वा भगिनी ओ भवती नूतनतया आगतवती वा अस्तु अस्तु बहु दूरं न गतवन्तः इदानीं तत्र चिन्ता मास्तु इदानीं अत्र एव स्थगयामि अस्तु अस्तु इदानीं अहं किं करोमि बस् एकवारं स्थगयामि इदानीं एव भवती अन्यदेकं बस् स्वीकृत्य बोम्बै गच्छतु अस्तु वा परन्तु किं करणीयं इदानीं कदापि बस् गन्तव्यं चेत् एकवारं बोर्ड् सम्यक् द्रष्टव्यं कन्फ्यूषन् भवति वा किमर्थं भवति एतत् न जानाति वा तमिळ्मध्ये अस्ति वा बोर्ड् हो तमिळं न जानाति अस्तु अस्तु चिन्ता मास्तु परन्तु इदानीं एतत् दृष्ट्वा एव करणीयं अस्तु वा अस्तु अस्तु